अस्माकं गृहे षड् गावः सन्ति गीर् इति एकं जातिः सर्वे बहु इच्छन्ति गवां सेवा अहं विडालं न इच्छामि किन्तु मम पुत्री अस्ति खलु बहु इच्छति विडालम् अतः अस्माकं गृहे त्रयः बिडालाः सन्ति सा मम पुत्री सर्वदा तैः सह क्रीडन्ती भवति अनन्तरम् अहं शुनकं तावद् न इच्छामि अतः अस्माकं गृहे शुनकः नास्ति मम पुत्रः वदति शुनकम् इच्छामि इच्छामि इति परन्तु अस्माकं गृहस्य अन्ये जनाः शुनकं न इच्छन्ति अतः वयं शुनकं न गृहे न स्थापितवन्तः अनन्तरम् अस्माकं गृहे शशः अपि एकः अस्ति सर्वे बहु इच्छन्ति मम पुत्री क्रीडति अपि तावदेव अस्माकं गृहे